मया अन्तर्जालमाध्यमेन नूतनतया एकं सर्ट् स्वीकृतं तस्य मौल्यं तु यथार्थतया अधिकमेव आसीत् परम् अन्तर्जालमाध्यमे तु द्रष्टुं बहुसम्यक् आसीत् वर्णः अपि तस्मात् अधिकं धनं चेदपि मया स्वीकृतम् आसीत् परं यदा मया तत् सर्ट् प्राप्तं तदा तु तस्य वस्त्रस्य स्थितिः तु सम्यगेव न आसीत् तथा च यदा एकवारं प्रक्षालितं तदा तु तस्य वर्णस्य सम्पूर्णतया नष्टः